अस्माकं राज्ये प्रमुखानि धार्मिकस्थानानि वा पूजास्थानानि सन्ति सर्वप्रथमतया नागपुर्जनपदान्तर्गते रामटेकतीर्थक्षेत्रम् अस्ति तत् रामगिरिपर्वतस्य उपरि भगवतः रामस्य सुप्रसिद्धमन्दिरं वर्तते अस्य मन्दिरस्य अस्य मन्दिरस्य प्रसिद्धं एवं ख्यातिः वर्तते एव अतः सर्वेजनाः अत्र आगत्य सम्यक् रूपेण पूजाम् पूजां क्रीयन्ते अतः तदनन्तरं शिरणीसायिमन्दिरं महाराष्ट्रराज्ये वर्तते एव एवं शनिधां मन्दिरम् मौदा इत्यस्य षडक् इति वा सडक् इति स्थानेषु एवं कविकुलुगुरुकालिदासः संस्कृतविश्वविद्यालयस्य पार्श्वे वर्तते एव तत्र जनाः प्रत्येके शनिवासरे आगत्य पूजा अर्चनं च क्रियन्ते अतः मुम्बादेवी इत्याख्यापि मन्दिरं वर्तते अतः अस्माकं राज्ये बहवः तत्र प्रमुखधार्मिकस्थानानि स्थानानि सन्ति एवं पूजा स्थानानि सन्ति अत्र सर्वे जनाः अत्र आगत्य सम्यक् रूपेण पूजाम् अर्चनां धार्मिकायोजनं च भवति तत्र क्रियन्ते एव